हरि हरिः ओम् हा नमस्ते इदानीमहम् अत्र रूम् सङ्ख्या एकाधिकपञ्चशततः दूरवाणीं करोमि मम कृते मध्याह्ननिमित्तं किञ्चित् भोजनस्य आवश्यकता अस्ति अत्र किं किं मिलतीति वक्तिं वक्तुं श्क्नोति वा हा अस्तु

ओ मध्याह्ने तर्हि चैनिस् ऐटम्स् इति न मिलति वा ओ तादृशी व्यवस्था अस्ति वा प्रायशः अत्र जनत्रयस्य कृते भोजनमावश्यकमस्ति न वा अस्माकं कृते भोजनसहितं किञ्चित् मधुरस्य आवश्यकता अपि अस्ति किं मधुरं तत्र अस्तीति वक्तुं शक्नोति वा

उत्तमं दुग्धेन निर्मितं किमपि अस्ति वा कोवा तादृशं किमपि अस्ति वा उत्तमं तर्हि एवं लिखतु गुलाब् जाम् मध्ये षड् आवश्यकम् न मम कृते शैत्ययुक्तमेव आवश्यकं सामान्यमधुरं पर्याप्तं भवति अनन्तरं त्रयाणां कृते अन्नम् अन्नेन सह दालमावश्यकं दालमनन्तरं घृतमावश्यकं घृतात् परं क्वथितमावश्यकम् तदनन्तरं सारः दधि एतत्तु अस्माकं कृते आवश्यकता अस्ति इतोपि तेन सह पर्पटः सूपः अनन्तरं भर्जः अपि आवश्यकः अवलेहः एते एतानि पदार्थानि तत्र अस्मान् कृते आवश्यकानि सन्ति चिन्ता नास्ति वयं तु तद् स्वीकर्तुं शक्नुमः कोपि क्लेशः नास्ति अस्माकम् सामान्यजलं बहु शैत्यं मास्तु बहु उष्णजलमपि मास्तु सामान्यजलं यच्छन्ति चेत् सम्यक् किन्तु इदानीम् अस्माकं कृते अर्धघण्टाभ्यन्तरे आवश्यकमस्ति तावता मिलति वा भोजनम् भोजनात् परम् अस्माक् कृते ताम्बूलस्य यत् बीडा इति वदामः तदपि आवश्यकता अस्ति एवं वा उत्तमं तर्हि एतद् भवन्तः लिखित्वा स्थापयन्तु शीघ्रातिशीघ्रम् अस्माकं कृते यच्छन्तु आनयनात् पूर्वं दूरवाणीं कृत्वा आगच्छन्तु तदा वयं द्वारम् उद्घाटयामः कोलिङ्ग् बेल् मास्तु अस्तु धन्यवादः